भारते तावत् अनेके प्रकारकाः नृत्यप्रकाराः दृश्यन्ते यथा भरतनाट्यं कूचुपुडि यक्षगानं पुनः यथा पाश्चात्यनृत्यमपि द्रष्टुं शक्नुमः किन्तु स्थलात् स्थलं भिन्नं भवति अभिरुचिः यथा अस्माकं प्रदेशे विशेषतया भरतनाट्यं एवञ्च यक्षगानं च इच्छन्ति जनाः यक्षगानकलास्तु अत्यन्तप्राचीनकला एव एतत्तु जानपदरूपेणापि जानपदकला इति रूपेणापि अत्र उच्यते अधिकजनाः अस्य अस्मिन् कलायाम् अस्याङ्कलायां नर्तनरूपेण नर्तकाः भवन्ति तत्र गायकाः भवन्ति मृदङ्गं कार्ये मृदङ्गवादनोपि तत्पराः भवन्ति अथः यक्षगानकलायां सम्भाषणं भवति यतः गानं भवति तत्र पौराणिकविषयम् आधारीकृत्य रचिताः कथाः गानानि भागवतद्वारा पृष्टतः हिम्मेल इति नाम्ना श्रूयते तत्र गीयते तस्य गानस्य कृते मृदङ्गस्य चण्डे इति वादनस्यापि सहचर्यं भवति अत्यन्तसुमधुरं पुनश्च तस्य नर्तकाः पात्रं आहार्यरूपेण सज्जीकृत्य रङ्गम् आगत्य प्रथमं तावत् ताललयपूर्वकनर्तनं कुर्वन्ति पुनश्च स्व अभिनयमपि पद्यानुसारं गीतानुसारं भावानुकूलं नृत्यं नृत्यस्य प्रदर्शन् कुर्वन्ति पुनः कथानुसारेण उभयोः चरित्रम् अथवा पात्रयोः मध्ये सम्भाषणं भवति यदि पौराणिककथा भवति यथा गदायुद्धम् इति चिन्तयामः तत्र दुर्योधनः भीमः कृष्णः इत्यादीनि पात्राणि भवन्ति इति तयोः मध्ये सम्भाषणं भवति एवञ्च रामायणे यदि का कथा स्वीक्रियते वालीसुग्रीवकाटकं इति वदामः चेत् वालीसुग्रीवयोः मध्ये सम्भाषणं श्रीरामस्य सुग्रीवस्सम्भाषणं हनुमतः सम्भाषणम् एवञ्च सम्भाषणद्वारा तस्य कथायाः कथाभागस्य सम्पूर्णविवरणम् अत्र क्रियते अतः जनाः कथामपि जानन्ति सन्दर्भं रसानुभवं कुर्वन्ति एवञ्च तत् नर्तनमपि द्रष्टुं शक्नुवन्ति भरतनाट्यादिषु विषयेषु सम्पूर्णकथाभागस्य प्रदर्शनं भवति कस्यचित् पद्यस्य या कस्यचित् भागस्यैव किञ्चित् भवति तत्र सम्भाषणं न अस्ति कारणं सर्वं गीतद्वारा एवञ्च नृत्यद्वारा एव अनुभवः करणीय एवञ्च रुचि भिन्ने पिण्डे पिण्डे मतिर्भिन्ना इति रुचिरपि भिन्ना एव भवति यथा ये जनाः या यदिच्छन्ति तत् ते द्रष्टुम् अर्हन्ति